नमस्ते भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इत्युक्तरीत्या तत्र संस्कृतिः अतीवविशिष्टाः वर्तते भारतस्य तस्यामेव संस्कृतौ मूलभूताः भवन्ति कलाः ताः कलाः देशेऽस्मिन् चतुःषष्टिसंख्याकाः विद्यन्ते सम्प्रति केवलं नाट्यकला सङ्गीतकला इत्यादयः विरलाः एव कलाः अवशिष्टाः सन्ति अन्याः याः प्रमुखाः कलाः आसन् पूर्वकाले ताः सर्वा अपि नष्टप्रायाः सन्ति तत्र कारणं केवलं प्रचारस्य एवम् अध्ययनस्य अभावः एव निदानं कारणं भवति राजाश्रयराहित्यं प्रोत्साहनाभावः एव यथा पूर्वकाले लेखनकला अतीवविशिष्टा आसीत् सूक्ष्मैः अक्षरैः तालपत्रेषु अतीव उत्तमशैल्या लिखन्ति स्म सा लेखनकला नष्टा एवमेव तत्र उद्याननिर्माणम् उद्यानसज्जा नाम कथं वा वनानि भवेयुः उद्याने के के वृक्षाः भवेयुः पुनश्च जलव्यवस्था एवं तत्र सज्जीकरणं व्यवस्था प्रबन्धनव्यवस्था सापि कला एव पुनश्च आत्मरक्षणायै कराट्टे इत्यादिकं पुनः व्यायामः पुनश्च एवं रूपेण बह्व्यः कलाः आसन् ताः सर्वाऽपि नष्टप्रायाः सन्ति पुनः तासां संरक्षणाय कृतसङ्कल्पाः सन्तः कृतोद्यमाः भवेयुः इति आशासे धन्यवादः